मम प्रदेशे लोकप्रियः अथवा लोकप्रियाः स्थानीयक्रीडाः इति विशेषतया न सन्ति इत्येव वदामि परञ्च मनोरञ्जनक्रियाः अनेकाः सन्ति तत्र प्रमुखं स्थानं वहति यक्षगानम् इति यक्षगानं यथा नाम्ना एव ज्ञायते तथा यक्षाणां गानं यक्षाः कलासमर्थाः तेषां गानम् अथवा गायनं अत्र इयं कला अत्यन्तं प्रसिद्धा अस्माकं प्रदेशे तत्रापि प्रकारद्वयम् अस्ति दाक्षिणात्यम् औत्तराहम् इति नाम कर्णाटके एव दाक्षिणात्यम् औत्तराहम् इति नाम दक्षिणभारतस्य उत्तरभारतस्य इति प्रभेदो ना तत्र नर्तनं भवति गायनं भवति सम्भाषणं भवति वेशश्च भवति नाम यक्षगानस्य एव विशिष्टः वेशभूषः अस्ति आम् इयं तादृशी प्रसिद्धा कला यत् आरात्रं प्रचलति तादृश केचन कानिचन तादृशानि स्थानानि सन्ति यत्र आवर्षं प्रतिदिनम् आरात्रं यक्षगानसेवा भवति देवस्थानानि नाम जनाः भक्ताः तत्रत्यां देवतां प्रीणयितुं अथवा तत्रत्यायाः देवतायाः प्रीत्यर्थम् अहं यक्षगानसेवां कारयिष्यामि इति सङ्कल्पं कुर्वन्ति तादृशसङ्कल्पमन्ताः बहुसंख्याकाः जनाः सन्ति कश्चन किञ्चित् देवस्थानाम् अहं जानामि यत्र अधुना अहं सङ्कल्पं करोमि चेत् प्रायः एकस्मात् वर्षात् परम् अवकाशः लभ्यते तथा इयङ्कला अत्यन्तं प्रसिद्धा जनाः आरात्रम् उपविश्य तश्शृण्वन्ति यद्यपि कथाः प्रसिद्धाः कथाः रामायणस्य कथाः भारतस्य कथाः भागवतस्य कथाः एषु दिनेषु आधुनिककथाः अपि अन्तर्भवन्ति अथापि कलायाः प्रकारः अत्यन्तं शक्तिमान् अस्ति यत् सहृदयजनाः आरात्रम् उपविश्य तत् पश्यन्ति शृण्वान्ति तेन सह गायन्ति च